हरि ओम् इदं श्रीरक्षा रेस्टोरेण्ट् खलु अहं कुञ्जिबेट्टुतः दूरवाणी कुर्वन्नस्मि अद्य मम गृहे कार्यक्रमः विद्यते तत् कार्यक्रमे अहं भोजनव्यवस्था कुर्वन्नस्मि ततः भवतः रेस्टोरेण्ट् मध्ये केटरिङ्ग् व्यवस्था विद्यते इति मया श्रुतं मम पञ्चाशज्जानानां प्रति रोटिकाव्यवस्था करणीयं भवतः समीपे पञ्चाशज्जानानां प्रति रोटिकाव्यवस्था विद्यते वा भोजनस्य कति रुप्यकाणि भवन्ति यत्किञ्चित् डिस्कौण्ट् विद्यते वा इति तथा भवान् एकवादने मम गृहं प्रति आनयितुं शक्यते वा एकवादने भोजनस्य आवश्यकता विद्यते खलु तदर्थम् एकवादने आवश्यकता अस्तु अस्तु धन्यवादाः